वेदाङ्गानांमध्ये व्याकरणशास्त्रस्य अध्ययनं कृतवान् अहं प्रायः वर्षत्रयम् यावत् वर्षत्रयम् अध्ययनम् कृतवान् इदानीम् इदानीमपि तदेव करोमि व्याकरणशास्त्रे आत्यन्तिकः प्रमाणभूतः ग्रन्थः अस्ति अष्टाध्यायी नामकः एकः ग्रन्थः अस्ति तस्मिन् ग्रन्थे पाणिनीमुनिना बहूनि सूत्राणि दीयते दीयते लघुसिद्धान्तकौमुदी इति अपरः अपरः ग्रन्थः अपि अस्ति तस्मिन् ग्रन्थे यानि सूत्राणि मुख्यानि सन्ति तस्य अध्ययनं तस्य व्याख्या भवति व्याकरणशास्त्रस्य प्रयोजनं किम् इति चेत् यदि वयं व्याकरणस्य अध्ययनम् अध्ययनं कुर्मः तर्हि शब्दं साधु वा न वा इति वयं जानीमः यदि संस्कृतभाषा भाषा भाषायाः प्रयोगं वयं कृतं वयं कुर्मः तर्हि साधुः साधुः शब्दस्य प्रयोगम् एवं कुर्मः अतः शब्दं साधु वा न वा इति इति ज्ञातुम् इति इति ज्ञानम् आवश्यकं भवति वाक्यस्य तु सर्वदा एव सुबन्तस्य पदस्य तिङ्गन्तस्य तिङ्गन्तपदस्य प्रयोगम् एव कर्तुं शक्यते अतः सुबन्तं नाम किं तिङ्न्तं नाम किम् इति ज्ञानम् अपे अपेक्षितम् तस्य अतः साधुशब्दानां ज्ञानं सम्यग्भवति व्याकरणशास्त्रस्य अध्ययनेन धन्यवादाः